बाह्यक्रीडासु बेड्मिण्ट न्क्रीडने मम रुचिः वर्तते अहं बाल्यादारभ्य गृहस्य परिसरे विद्यमानैः अन्यैः बालैः सह क्रीडामि स्म मम मातृपितृभ्यां भगिन्याः च सह क्रीडामि स्म बेड्मिण्टन् इत्येव न यस्याः कस्याः अपि बाह्यक्रीडायाः क्रीडनेन शरीरस्य समीचीनता वर्धते आरोग्यकरञ्च भवति स्थौल्यस्य न्यूनीभवने उपयोगकरञ्च भवति वैज्ञानिकपरिशोधनानुसारं बाह्यक्रीडां ये क्रीडन्ति तेषाम् अन्यापेक्षया आयुः आधिकं दृश्यते ते स्वस्थाः सन्तुष्टाः च भवन्ति तासु बाह्यक्रीडासु मम रुचिस्तु बेड्मिण्टन् क्रीडायामस्ति